परिवर्तनं शाश्वतं भवति सर्वेषु क्षेत्रेषु परिवर्तनानि भवन्ति प्रकृतेः शाश्वतनियमः वर्तते परिवर्तनमिति इत्थं परिवर्तनशीलतन्त्रेज्ञानेन सह सम्बद्धतां रक्षितुं अहं बहुधा पठामि नूतनपुस्तकानि एवञ्च बहूनां तन्त्रांशानां यन्त्रांशानां मृदूपागमानां कठोरोपागमानां च प्रयोगं करोमि एवम् परिवर्तनशीलतन्त्रज्ञानेन सह सम्बद्धताम् अहं स्थापयामि कारणं किं भवति परिवर्तनशीलतन्त्रज्ञानेन सह सम्बद्धतां यदि वयं न कुर्मः चेत् वयं पृष्ठे भवामः अतः वयं पुरोहिताः अग्रे भवामः इति अस्माकं भारतीयसंस्कृतिः अस्ति अतः परिवर्तनशीलतन्त्रेण सह वयं सर्वदा सम्बन्धं स्थापयामः यदा अहं बालो आसं तदा मम पार्श्वे दूरभाषस्य कृते दूरवाणी अपि नासीत् परन्तु प्रयोगमाध्यमेन मित्रैः सह प्रयोगं कृत्वा उपयोगं कृत्वा अहं सङ्गणकस्य दूरभाषस्य प्रयोगं कर्तुम् अभ्यासं कृतवान्